अहं विज्ञान अधिष्ठाता अहं किञ्चिद् अपि अन्धविश्वासः न मन्ये ये जनाः सुशिक्षिताः न सन्ति ते अन्धविश्वासम् अनुसृताः सन्ति इति कारणे शिक्षणं बहु महत्त्वपूर्णम् अस्ति ये जनाः अन्धविश्वासे विश्वासं कुर्वन्ति ते कदापि यशस्वी न भवन्ति जनाः सुशिक्षिताः भवन्ति शिक् शिक्षणस्य